नमस्ते कथं च

आं भवति आमाम् अहं वदामि भवान् भवान् इदानीं कुत्र भवतः गृहं कुत्र वर्तते पोण्क्र कुत्र क्षेत्रस्य परिसरे वा विद्युत् विद्यालयस्य समीपे अस्ति आं भवतः गृहं कति षण् अस्ति गृहपरिसरः आम् एवं वा एवं प्लान् मद् गृहतः गृहे के के सन्ति आमां गृहे सर्वे इच्छन्ति इदं गातुं कर्तुम् उद्यानं कर्तुं नो चेत् भवतः इच्छा एव भवान् एव इच्छति वा तद् गृहे सर्वे इच्छन्ति किल एतद् उद्यानं कर्तुं सर्वे जा इच्छन्ति किल आम् आम् एवम् अहं किमर्थं वदामि तर्हि द्वे अधुना प्लास्टिक् रूपेण प्लास्टिक् नास्ति सिन्धेटिक् रूपेण तृणानि सन्ति तदुपयुज्य गादन् करणीयं दा तृणं जैवं जैवं तृणं बस् आम् आम् अस्ति अस्ति अत्र स्थापनीयम् आम् आं स्थापनीयं भवतः स्थानं यद् भवति बज्जति कथं भवेत् बड्जेट् कथं भवति आम् आं

अष्टसहस्रं रूप्यकं भविष्यति एकस्य आम् आम् अस्ति अस्ति अहं तद् अहम् ईमेल् करोमि करिष्यामि धन्यवादाः